हरि ओम् सत्यम् एतद् सुमुख् ट्रावल्स् वदतु भगिनी अस्तु कदा गन्तुम् इच्छति कुत्र गन्तुम् इच्छन्ति अपि उत्तमं अयं वर्षाकालः तानि स्थलानि बहुसुन्दराणि रमणीयानि अपि दृश्यन्ते

कदा किम् अपेक्षितम् आसीत् इतः बस् वा कथं यानं किम् आपेक्षितं अस्ति अस्तु अहो एवं वा अस्माकं समीपे मिनि बस् त्रयं वर्तते एषु एकं बृद्धानां प्रति अपि सुलभम् अस्ति अत्र ए सि सर्विसस् अनन्तरं एन्टर्टेन्मेन्ट् सिस्टम् अपि लभ्यन्ते एतत् प्रवासे बहु उपकारं भविष्यति भवन्तः कदा गन्त हा शक्नुमः भवन्तः एकसप्ताहं यावद् भवन्ति चेद् भवतः ट्रिप् कदा कदा कुत्र कुत्र गन्तव्यम् इति अस्माकं सूचयन्ति चेद् वयं तत्र आहारव्यवस्था अनन्तरं स्थानार्थं वासव्यवस्था अपि कुर्मः

एकसप्ताहस्य विंशतिजनार्थं प्रवासः बस् मध्ये चेद् वयं प्रतिजनां प्रति त्रिसहस्रं यावद् स्वीकुर्मः एतत् प्रतिजनं प्रति भवति पर् पर्सन् त्रि तौज़ण्ड् इति भवति आम् सत्यम् इदानीं फ़िफ़्टि पर्सेन्ट् एड्वान्स् स्वीकृत्य अवशिष्टं पञ्चशतं पर्सेन्ट् प्रवासानन्तरं दातुं शक्यते अस्तु वयम् उत्तमयानं यथा आपेक्षितं तथा विंशतिदिनाङ्के एकं ड्रैवर् साकं प्रेषयामः अनन्तरं भवति फ़िफ़्टि पर्सेन्ट् आफ़् द धनं नवदशदिनाङ्के दातुं शक्नोति अनन्तरं शिष्टं धनम् अस्तु शिष्टं धनं प्रवासानन्तरं दातुं शक्नति धन्यवादः मिलामः